संस्कृतविषये जनाः मन्यन्ते यत् ब्राह्मणाः एव संस्कृतं पठितुं शक्नुवन्ति सामान्यतया जनाः मन्यन्ते यत् संस्कृतं ब्राह्मणैः सह विशेषतया सम्बद्धमस्ति तेन मन्यन्ते यत् संस्कृत अध्ययनेन भविष्ये किमपि साधयितुं न शक्यते संस्कृतं मृतभाषा अस्ति संस्कृतं केवलं समाजस्य वर्गविशेषेण एव ज्ञायते संस्कृतेन आजीविका न प्राप्यते संस्कृतव्याकरणं बहुकठिनम् अस्ति संस्कृते केवलं धार्मिकसाहित्यं वर्तते संस्कृतभाषा जीर्णा भाषा अस्ति अद्यत्वे तस्याः उपयोगिता शून्या अस्ति संस्कृतं भाषितुमपि महान् क्लेशः भवति संस्कृते पुरातनविषयाः एव सन्ति येन आधुनिके काले किमपि प्रयोजनं न भवति इति जनानाम् अपकल्पनाः सन्ति तेन जनाः संस्कृत अध्ययनं न कुर्वन्ति